अहं प्रथमवारे कूपमध्ये तरणार्थं गतमस्ति तस्मिन् काले अहं कूपे मध्ये गतम् आसीत् तस्मिन् काले अहं ज्ञातवान् मम कृते निमज्जनात् नादी समस्या वर्तते तस्मिन् काले मम कृते बहु भयं स्मः तस्मिन् समये मम नासिकात् मुखात् जलं गतम् अनन्तरम् अहं कोलाहलं कृतवान् किन्तु तस्मिन् समये कोपि नैव आगतः तत्र बहु यत्नं कृतवान् तदा मम कृते निमज्जनादि नैव आगतः इति कारणात् मम यत्न विफलः जातः किञ्चित् कालं मण्डन अनन्तरम् एका महिला तत्र आगता मम कोलाहलं श्रुत्वा सा कूप्याः समीपे आगति अनन्तरं मम कृते सा सहायं कृतवती मां बहिः निष्कासयति तदनन्तरं तस्य अहं बहिः आगतः तदनन्तरम् अहम् अनन्तरदिनानि अहं निमज्जनादि आगतः इति एवं प्रकारेण बह्व्यः समस्याः तत्र तरणकाले आगताः किन्तु अहं तत्र सर्वनिराकारं कर्तुं शक्यते इति